पुस्तकपठनं मह्यं बहु रोचते अहं मराठीभाषिका अस्मि इत्यर्थे मराठी भाषायां पू ल देश्पाण्डे पूरुषोत्तं लक्ष्मण् देश्पाण्डे इति मम इष्टतमः लेखकः अस्ति

विनोदीलेखकः इति यदा वदामि तर्हि असत्यम् एव भवति सत्यं तु सः विनोदमाध्यमेन जीवनस्य मार्गदर्शनम् एव करोति यतो हि सः यतो हि तस्य पुस्तकानि सन्ति असामी असामी पूर्वरङ्ग बटाटटी चाळ पूलदेश्पाण्डे महोदयेन कृतं व्यक्तिचित्रणम् अतीवमनोरञ्जकं चित्तवेदकं च अस्ति